भारतीयसंस्कृतिः सम्पूर्णे विश्वे प्रसिद्धा अस्ति अस्माकं समृद्धसंस्कृत्या सम्पूर्णं जगत् जगत् प्रभावितम् अस्ति अस्माकं संस्कृतिः तथा यथा विविधा अस्ति तथा अस्माकं भौगोलिकविशेषाः विशेषताः अपि विविधाः सन्ति भारतम् उत्सवानां देशः अस्ति अत्र विविधाः प्रकाराः उत्सवाः आचर्यन्ते पञ्जाबदेशे बैसाखी हिमाचले फुलाज् ह हरियाणायां सांझी उत्तरप्रदेशे ल लठमा लठ्मार होली केरलदेशे ओनं तमिल्नाडुदेशे पोङ्गलः आसामदेशे बीहु वा महता उत उत्साहेन महता उत्साहेन आचर्यते भारते हिन्दु मुस्लिम् सिख् इसायि इत्यादीनां भिन्नधर्माणाम् अनुयायिनम् अयम् अनुयायिनः जनाः एकतया जीवन्ति भारतस्य विभिन्नेषु भागेषु पाकशैली तेषां संस्कृतेः संस्कृत्यनुसारं भिन्ना भवति दक्षिणे इड्ली दोसा च प्रसिद्धौ स्तः उत्तरे जनेभ्यः कुक्कुट् रोट् रोटिका सर्शपः च रोचन्ते अस्मिन् खादतु अस्मिन् देशे प्रत्येकं पञ्चदश किलो किलोमीटर् मध्ये भाषायाः वाक्यानां च परिवर्तनं भवति यदि भवन्तः भवन्तः जा जनानां वेषभूषे ध्यानं ददति तर्हि तस्मिन् अपि विविधतां विविधतां द्रष्टुं शक्नुवन्ति